हरिः ओम् कथमस्ति भवती आम् आम् सु सु सुपिष्टिका आपणम् आहूतवती भवती किं किमपि आवश्यकं वा ओ एवं वा कदा कदा भवति ओ परश्वः बव् भविष्यति वा अस्तु उत्तमं हा सो पौत्री इति उक्तवती पौत्र्याः वयः कः ओ एवं वा ओ उत्तमम् अस्तु आं सो कीदृशम् आम् आम् हा स हा ब बाल् बाल् आम् आं सो हा अस्तु वदामि ब पौत्री इति अस्ति वत्ति बालिकायाः कृते तु षोडशवर्षीया इति उक्तवती तन्निमित्तं मम आपणे बहु सुन्दररीत्या सुपिष्टिकां वयं निर्मातुं शक्नुमः उदाहरणार्थं ओ सा किमपि किं कीदृशं हाबि अस्ति नृत्यं करोति वा हाकी आ ओ अस्तु सो पाटलवर्णः मो वयं योजयामः कुत्रापि हा हा आम् आम् हा अस्तु

ओ आगच्छन्ति वा ब म जन्मदिनोत्सवसमये क कति उक्तवती पञ्चविंशतिः ओ पञ्चविंशतिः बालिकाः भवन्ति ओ अतः अहं वदामि ओ मम हा मम आपणे म डिफ़्रेण्ट् ब भिन्न भिन्न स सैज़् अस्ति ओ अतः य विंशतिः पञ्चविंशतिजनानां कृते अहं एतत् सूचयामि किं वदामः ट्वेण्टि इञ्चस् इति प् भवति सो तावद् पर्याप्तं भवति अस्तु स्वपाटलवर्णः इत्युक्तवती

किं किं तत् वदतु आ आ सन्देशः ऊ अस्तु सत्यं कीदृशः सन्देशः हा हा सो तः ए वदामि स्वीट् सिक्स्टीन् इति वक्तुं शक्नुमः हा आम् ए मम आ हा अहं व द्रष्टव्यम् अस्तु हा सो अहं स्थापयामि अहं किञ्चित् अन्वेषणं कृत्वा अहं संस्कृतेन सन्देशं स्थापयामि अन् हा ओके अन्यदेकं सो पौत्र्याः नाम किम् इति न उक्तवती भवती सो नाम नाम वदतु अपि च त तस्याः हाबि किम् ओ नृ ओ नर्तकी अस्ति हा अस्तु उत्तमं सो अतः सुपिष्टिकायां हा सम्यक् सम्यक् सो नृत्यचित्रम् हा हा

अस्तु सो पुष्पाणि भवन्ति चेत् वरं वा हा हा स्थापयामि अस्तु कीदृशं सुपिष्टकं वे वेनिला वा चाक्लेट् वा कथम् हो ओ म् आम् आम् तदेव आवयोः स्पेशाल्टि अस्ति स्वस्तु सो एग्लेस् करोमि पाटलवर्णः नर्तक्याः चित्रं अपि च स्वीट् सिक्स्टीन् हा

लिखामि आं तदपि तदपि अहं करोमि अस्तु स्व कदा भवती आगत्य सुपिष्टकं स्वीकरोति

हा वरं त तस्मिन् समये सुपिष्टकं सिद्धं भवति आम् आम् निश्चयेन सो अस्तु सो यदा भवती आगच्छति तदा धनं दत्वा सुपिष्टकं स्वीकरोतु अस्तु धन्यवादः धन्यवादः